महाभारते भगवान् व्यासमुनिद्वारा रचितं तत्र भगवान् श्रीकृष्णस्य पात्रं मम इष्टतमं पात्रमस्ति यतोहि सम्पूर्णमहाभारतं यतोहि कौरवपाण्डवस्य युद्धं तथा तत्र पारिवारिकं इति अस्ति किन्तु तत्सर्वं श्रीकृष्णः भगवान् श्रीकृष्णः मा अस्य आधारेण एव तत् सर्वं महाभारतम् अग्रे गच्छति तेन दुष्टानां संहारार्थं तस्य यत् प्रयोजनमस्ति तत्सर्वं तेन कथं सामदानदण्डभेतद्वारा तेन सर्वं साध्यम् इति तत्र वयं वक्तुं शक्नुमः अन्यत् भगवान् श्रीकृष्णस्य या नीतिः अस्ति सा नीतिः इदानीमपि अधुना एतस्मिन् युगे अपि एतस्मिन् काले अपि बहु उचितं युत् नीतिः अस्ति यदि तत् नीतिः वयम् अङ्गीकुर्मः वयमिति यदि अस्माकं द् राष्ट्रद्वारा त सा नीतिः पूर्णतया वयम् अङ्गीकुर्मः तर्हि अस्माकं राष्ट्रं शीघ्रं जगद्गुरुः भवेत् भवति इति तु मनसि न न अस्ति एव संशयः तर्हि भगवान् श्रीकृष्णस्य नि या नीतिः अस्ति महाभारते सा नीतिः कालातीतनीतिः इति वयं वक्तुं शक्नुमः सा नीतिः कदापि नष्टं न भवति अनन्तरं सर्वदा सर्वकालं कालिकनीतिः अस्ति सा तर्हि तेन केन प्रकारेण अर्जुनः अजुनः अर्जुनस्य कृते तेन प्रोत्साहं दत्तं यत् वयं भगवद्गीतासु पश्यामः अन्यदपि बहूनि तस्य कार्याणि सन्ति यत् एतस्मिन् न्यूनसमये वयं वक्तुं न शक्नुमः किन्तु भगवान् श्रीकृष्णम् इति एतत् प्रमुखपात्रम् इष्टतमं पात्रं मह्यम्